विद्यालयजीवने मम प्रियविषयः गणितम् आसीत् गणितकरणे मम आनन्दः भवति स्म अतः अहं सर्वदा गणितकालांशे जागरूकतया भवामि स्म मम कृते कठिनः विषयः तु संस्कृतमेव आसीत् तत् कर्तुं मम बहुक्लेशः भवति स्म किन्तु अन्ते अहं संस्कृतमेव मम जीवने भवेत् इति कृत्वा संस्कृतमार्गमेव अनुसृतवान् संस्कृतस्य एव अध्ययनं कृतवान् इदानीमहं संस्कृतविषये सर्वमपि अधीतवान् किन्तु अहं दशमीकक्षायाः प्रसङ्गं स्मरामि तत्र अस्माकं संस्कृतशिक्षकः आसीत् सः अस्मान् संस्कृतं पाठयति स्म किन्तु संस्कृते यद् शब्दरूपाणां रटनं भवति स्म तत् क्लेशकारकं भवति स्म किन्तु तेन शिक्षकेन बहु उत्तमरीत्या गानकलया संस्कृतस्य शब्दरूपाणां पाठनं कृतम् तद् दृष्ट्वा मम मनसि आनन्दः अभवत् अहमपि संस्कृते तथैव पठनम् आरब्धवान्